पाकार्थम् एल् पि जि सिलिण्डर् उपयोगं यदा वयं कुर्मः तत्र सुरक्षता बहु आवश्यकी किमर्थमित्युक्ते प्रमादवशात् तत्र ग्यास् लीक् भवति चेत् सर्वत्र ग्यास् प्रसरति अनन्तरम् अनवधानेन यः कोपि पिञ्जं नुदति तदा तत्र अग्निदुर्घटनायाः सम्भावना वर्तते अतः उपयोगानन्तरं सर्वैः ग्यास् तत्र आफ् करणीयम् अनिवार्यतया